ट्रेन् टिकेट् क्रेतुं बस् टिकेट् क्रेतुमपि तन्त्रज्ञानं बहु समीचीनं सहायं करोति कथं नाम ट्रैन् टिकेट् क्रेतुम् ऐ आर् सि टि सि इति अप्लिकेशन् वर्तते तत्र बहु सरलतया ट्रैन् टिकेट् क्रेतुं शक्यते तदनन्तरं तस्मिन् टिकेट् मध्ये एव मम मञ्चसङ्ख्या इत्यादयः आगच्छन्ति बस् टिकेट् क्रेतुम् अहं रेड् बस् इति अप्लिकेशन् उपयोगं करोमि तत्रापि सरलतया बस् टिकेट् बुक् कर्तुं शक्यते तस्मिन् टिकेट् मध्ये एव मम गमनसमयम् अपि च सङ्ख्या मञ्चसङ्ख्या इत्यादि आगच्छति वसतिग्रहरक्षणार्थम् अहम् ओ वाय् ओ इति अप्लिकेशन् यूस् करोमि तस्मिन् अहं सरलतया होटेल्स् यत्र मह्यं मह्यम् अपेक्षितं तत्रैव बुक् करोमि तत्र बहवः आप्शन्स् भवन्ति तस्मिन् मम यावत् धनं व्ययीकर्तव्यं तद्दृष्ट्वा मया तत्र अप्लिकेशन् क्रियते एतत् तथा सति एवम् एवं रूपेण तन्त्रज्ञानेन बहु सहायं भवति